अहं कम्प्यूटर् सैन्स् इञ्जिनियरिङ्ग् पठितवान् अस्मि बेङ्गलुरुमध्ये राष्ट्रीयविद्यालय महाविद्यालयेन एञ्जिनियरिङ्ग् स्नातकपदवीं प्राप्तवान् अस्मि ततः अहं चतुर्वर्षाणि बेङ्गलुर्नगरे एव सिस्को कम्पनी मध्ये कार्यं कृतवान् ततःपरमं अहं सामाजिककार्यं कर्तुं मम वृत्तिं त्यक्तवान् तदनन्तरं वर्षत्रयाणि अहं सामाजिककार्यकर्ता रूपेण कार्यं कृतवान् तदनन्तरं वर्ष एकवर्षं ए एन् ज़ेड् इति कम्पनि मध्ये कार्यं कृतवान् ततःपरं ग्रामं प्रत्या ग्रामम् आगत्य अत्रैव अहं कार्यं कुर्वन्नस्मि मम एकः बिज्नेस् अपि आसीत् इदानीम् अहं कृषिकार्यम् एव कुर्वन् अस्मि